मम प्रदेशस्य इतिहासः एवमस्ति अहं तु ग्रामप्रदेशीयः अतः निकटे वनवासि केळदि इक्केरि जैनबसदि एवं प्रसिद्धानि स्थानानि सन्ति केळदि इक्केरि तु शिवप्पनायक तस्य किमुच्यते रा रा तस्य राजवंशस्य आस्थानानि पुनश्च निकटे जैनबसदि इत्य अस्ति पुनश्च कर्नाटकस्य देवता भुवनेश्वरी तस्याः स्थानमपि मम ग्रामस्य निकटे एव अस्ति भुवनगिरि तस्य प्रदेशस्य नाम पुनश्च शिरसिमध्ये मारिकाम्बा इति एका प्रसिद्धा देवी अस्ति तस्याः देवालयः अस्ति तत्र एवम् एतद्विहायापि बहूनि प्रेक्षणीयस्थानानि सन्ति पुनश्च जलपात जलपादादिकम् एवं रमणीयस्थानान्यपि सन्ति